हरिः ओम् आन्लैन् आहारवितरणस्थानं वा एतत् फुड् डेलिवरि कम्पनि खलु तव कम्पनि प्रतिनिधिः सम्यक् व्यवहारं न करोति अहं दोसाद्वयम् आर्डर् कृतवान् सः आनीय दत्तवान् परन्तु उच्चैः सम्भाषणं करोति गृहे जनाः सर्वे भवन्ति खलु तत् सम्यक् न वर्तते अग्रे एतादृशदुर्वर्तना भवति चेत् कम्पनि साकं व्यवहारं न शक्यते तस्य कृते व्यवहारकौशल्यस्य विचारान् वदन्तु